अवश्यमेव शिक्षितः कश्चित् शिष्टसिद्धान्तान् पालयेदेव यतोहि शिक्षितः एव दुर्मागम् आचरति दुर्मार्गे गच्छति दुराचारं करोति आचारवान् न भवति चेत् अन्ये अशिक्षिताः किं कुर्युः अतः अशिक्षितानाम् अथवा ग्रामीणजनानां कृते अवश्यमेव शिक्षितः यथा आदर्शरूपः भवेत् तथा तस्य व्यवहारः भवेत् सः समीचीनसिद्धान्तान् अनुसरेदेव अतः अहमपि तादृशसिद्धान्तान् अनुसरन् अस्मि